संस्कृतभाषा देवभाषा सर्वेभ्यः इय इयं भाषा अपेक्षिता एव सर्वेभ्यः अपेक्षितम् इति चेत् बालानां कृतेपि अपेक्षिता इत्येव अर्थः यतः यदा बाल्यकाले अस्याः भाषायाः उच्चारणं क्रियते तर्हि मस्तिष्कस्य या नरमण्डलव्यव्स्था वर्तते सा सुव्यवस्थिता भवति तेन च ते बालाः अध्ययने निरताः भवन्ति एवं तेषाम् अध्ययने सौकर्याय इयं भाषा अपेक्षिता तत्र अस्याः उच्चारणेन चैतन्याभिवृद्धिर्भवति अतः अस्याः भाषायाः पठनं पाठनं भाषणं च अपेक्षितम्